अहं यदा गुरुकुले अध्ययनम् अकरवं तदा वेणुवादनस्य अभ्यासः मया कृतः मृदङ्गस्यापि अभ्यासः कृतः परन्तु यथा यथा यथा आयुः वर्धितः तथा तथा तस्य अभ्यासः न्यूनः जातः किन्तु राष्ट्रीयस्वयंसेवकसङ्घस्य घोष वा वादकः अहं तत्र वेणुवा वादनस्य अभ्यासः इदानीमपि मया क्रियते किञ्च अहं अत्र तत् घोषकेन्द्राः वर्तन्ते तत्र अहं घोषवाद्यानां पाठमपि कुर्वन् अस्मि यदा शृङ्गवा व व वादनस्य अभ्यासः आरब्धः ततः परम् अहं साक्सोफोन् नागाङ्गः इति उच्यते तस्य अभ्यासं कृतवानस्मि सङ्घे घोषरचनाः इति वर्तन्ते अहं वेणुवादने विंशत्यधिकरचनानि जानामि तस्य अभ्यासमपि कारयामि शृङ्गवादने इदानीं नूतनतया अभ्यासः आरब्धः तत्र पञ्चरचनानि अहं जानामि